ग्रामीणप्रदेशेषु तत्र विशेषरूपेण जनाः सायङ्काले क्रीडित्वा ते स्व आरोग्यवर्धनं कुर्वन्ति तथा च ते गृहे विशेषरूपेण कष्टाः अनुभूताः सन्ति चेत् अत्र क्रीडनद्वारा एकहोरापर्यन्तं ते मनः तुष्टं प्राप्नुवन्ति अतः अधिकाधिकरूपेण आरोग्यवर्धनं कुर्वन्ति नाम क्रीडनद्वारा अत्र विशेषेण व्यायामादिकं भवति शरीरस्य यथा योगाभ्यासः जनाः कुवन्ति तथा क्रीडनद्वारा विशेषरूपेण ते योगाभ्यासवत् कर्म कुर्वन्ति अतः ग्रामीणसमुदायेषु क्रीडां क्रीडित्वा व्यक्तिः एवं प्रकारेण कौशलान् विकसितुं शक्नोति